भारतस्य उद्योगक्षेत्रं कथम् अस्ति तस्य मुख्यसमस्याः अवकाशः वा के ये एतत् प्रश्नः समस्या बहु अस्ति अस्माकं भारते उद्योगक्षेत्रे किमर्थं चेत् बहु जनः सन्ति ते बहु विद्वांसाः सन्ति परन्तु तेषां कृते किमपि उद्योगं नास्ति य यि यथा बहु विद्वान् जनः सन्ति तेषां कृते उद्योगं नास्ति किमर्थं चेत् बहु स् स्थानं स्वल्पं भवति उद्योगक्षेत्रे अनेन किं किं क्रियते अस्माकं भारतसर्वकारः एकः प्रोफेसर् कृते टु लेक्स् दास्यति तत् न दत्वा एक प्रवेशर् मध्ये सिक्स्टि थौसेण्ड् दत्वा अनन्तरम् अपरः चत्वारः चत्वारः ज् उद्योगः दातुं शक्यते तत् तत् रूप्यकाणि तः अनेन अस्माकं तथा एव उद्योगपरिवर्तनं कर्तुं शक्यते एत् एतदेव समस्या अस्ति